अस्माकं भारतदेशे ऋषिकालादारभ्य वेदवाङ्मयः प्रथितो वर्तते तस्मिन् विषये बहवो विचाराः प्रतिपादिताः अस्मिन् प्रपञ्चे अवधनादिकलाः आधुनिककाले संस्कृतसाहित्यस्य प्रवर्धने किं साहाय्यकं सन्ति उत न इत् एते एतद्विषये किञ्चिद्वक्तुम् इच्छामि अवधानं नाम चित्तस्य एकत्रं स्थितीकरणम् चित्तस्य एकस्यैव स्थाने संयोज्य एकस्मिन् विषये विशेषतया एव चिन्तनं क्रियते तदेव अवधानम् इत्युच्यते अवधानम् अष्टावधानं शतावधानम् इत्यादि प्रकारेण वर्तते मया तु अष्टावधानं द्रष्टम् तत्र अवधानिनः अन्येषां पृच्छकानां प्रश्नान् श्रुत्वा तैः तेषाम् उत्तरमपि दत्वा स्वीयं विचारं विचिन्त्य विचिन्त्य श्लोकरचनादिकं रचनादिकं कुर्वन्ति एवञ्च अवधानं चित्तस्य एकस्मिन्नेव विषये स्थिरीकृत्वा स्थापयित्वा तस्य विषयस्य विस्तारः कः भवति क्रियते अवधानम् अवधानेन चित्तस्य स्वास्थ्यं भवति आरोग्यस्य संवर्धनमपि भवति एवम् अवधानादिनाम् आरोग्यस्य संवर्धनम् अस्माकं कृते जायते अनया कलया भारतस्य यो इतिहासोस्ति तस्य प्रकाशनमपि क्रियते साहित्ये ये ये विषयाः सन्ति यथा कौशल्यं भवति प्रतिपादनकौशल्यं यथा सम्पद्यते तादृशः अंशः अपि अवधाने भवति अतः अनया अवधानकलया भारतीयानां सर्वेषाम् अस्माकम् औन्नत्यं लौकिकं फलम् अलौकिकं फलं च सिध्यति एवमेव सर्वेषां भारतीयानाम् अथवा इतरेषां वा स्वास्थ्यसंरक्षणोपि जायते इति मदीयः मदीयः अभिप्रायः एवं बहुविधाः कलाः भारतीय वा कलाप्रपञ्चे दृश्यन्ते चतुष्षष्टिकलाः इति वयं जानीमः तेषु अन्तर्गतो भवति एषा अवधानकलापि अतः अनया अवधानकलयापि भारतीयानां शास्त्राणाम् अथवा धार्मिकविषयाणां संरक्षणं भवति इति मदभिप्रायः